तृतीयः दिनाङ्कः पञ्चमः मासः त्रयोविंशत्यधिकद्विसहस्रम् एकादशः दिनाङ्कः नवमः मासः त्र्यधिकद्विसहस्रम् एकादशः दिनाङ्कः चतुर्थः मासः अष्टादश दशाधिकद्विसहस्रम् सप्तविंशतिदिनाङ्कः एकादशतमः मासः द्वधिकद्विसहस्रम् तृतीयः दिनाङ्कः द्वितीयः मासः द्विसहस्रम्